नमस्ते ते ओ विशेषः किमपि नास्ति अहम् अस्माकम् अहम् अस्माकं छात्रस्य छात्रस्य विषये वक्तुमेव अहम् आहुतवती अस्माकं तत्र एम्मे कक्षायाम् एकः छात्रः खलु प्रवीणिति तस्य नाम सः तत्र आगमनवेलायाम् अत्यन्तं तत्र सम्यक् पठितवान् आसीत् किन्तु इदानीम् इदानीं तत्र न्यूनता अभवद् वा इति मम सन्देहः भवत्याः अनुभवः कथम्

आम्

ओ एवं वा तस्य तस्य गृहे किमपि तस्य तस्य गृहे किमपि प्रश्नः हा प्रश्नः अस्ति इति मम अपि चिन्ता हा एवम् एवम् एव आ आ आम् हा

कष्टमेव

ओ एवं वा हा एवं वा ओ तत्र आगन्तुं क्लेशः ओ एवम् एवम् एवम् एवम् एवं तस्य पठितुम् इच्छा बहु बुद्धिकी अस्ति पठितुम् इच्छा अस्ति सर्वमपि अस्ति अतः ओ ओ

ओ अस्माभिः किमपि कर्तुं शक्यते वा अस्माभिः अस्माभिः अस्माभिः किमपि कर्तुं शक्यते वा इति साहाय्यं किमपि वयं पश्यामः

ओ अवश्यम् अवश्यं तदवश्यमेव

ओ हो अवश्यम् आ अ अ अस्माकम् अस्माकम् अन्य अन्येषामपि समीपं व वयं वदामः अस्माभिः करणीयमिति मम अपि अभिप्रायः अस्तु ओ ओ ओ ओ एवं वा तम् आहूय एकवारं वयं तत्र आहूय वयं वदामः तस्य समीपं वदामः एव एवम् अस्ति कार्यं हा वयम् एवं यभा हा आ ओ ओ एवं वा ह तमेव तस्य समीपेव वदामः सः सः तावद् एवं वा ओ अस्माकं विभागाध्यक्षस्य समी अध्यक्षस्य समीपम् तं तस्य समीपं वदामः अस्माभिः करणीयमिति

ओ ओ एवम् ओ एवम् एवम् अस्तु अस्तु वयं पश्यामः ओके किमपि नास्ति एवम् एवम् एवम् अस्तु अस्तु नमस्ते